उद्योगम् अतिरिच्य मम इष्टतमं कार्यं भवति कर्मकाण्डम् कर्मकाण्डं नाम देवस्य उपासना पूजा अर्चना इत्यादि कर्मकाण्डेन मया अतीव शान्तः अनुभूयते एवं च कर्मकाण्डं न केवलम् अहं धनोत्त्पत्यर्थं करोमि अपि च अपि च यजमानस्य इष्टोत्पत्यर्थम् अपूर्वोत्पत्यर्थम् ग्रहशान्त्यर्थं वा अहं कर्मकाण्डं करोमि कारयामि च एवं कर्मकाण्डेन साक्षात् भगवतः पादसेवना कर्तुं अस्माभिः अवसरः लभ्यते अतः अहम् कर्मकाण्डम् एव अतीवमनोरमम् चिन्तयामि